नमो नमाः अहं ताशीनं यला अस्मि केन्द्रीयसंस्कृतविश्वविद्यालय एकलव्यपरिसरतः वच्मि मया भवतः भोजनालयतः स्विगी आन्लैन् माध्यमेन किञ्चित् भोज्यसामग्री निमित्तम् आदेशं कृतमासीत् तदानीमेव मया तन्निमित्तम् अपेक्षितं धनं गुगल् पे आन्लैन् माध्यमेन सम्प्रेषितम् आसीत् किन्तु अहं न जाने यत् तद्धनं भवतं प्राप्तं न वा तं सम्यक्तया निरीक्ष्य मां सूचयन्तु कृपया महोदयः